मम इष्ट आहारस्य अहमद्य आटो पे कृत्वा यद्यपि भवतां स्विग्गि इति वेब्सैट् मध्ये आड्र् कृतवती किन्तु कारणवशात् कार्यक्रमान्तरवशात् मया क्वचित् गन्तव्यम् आपतितम् अतः यद् मया आड्र् कृतं तद् क्यान्सल् कुर्वन्तु इति प्रार्थये